हरि ओं ट्रेवेल् एजेण्ट् कम्पनी अस्ति खलु अहं ट्रैन् प्रापयितुं टेक्सी बुक् कृतवती परन्तु भवान् विलम्बेन प्रेषयितवान् किमर्थमहं टेक्सि बुक् कृतवती शीघ्रं कर्त गन्तव्यम् इति सो चिन्तयित्वा अहं बुक् कृतवती परन्तु एकघण्टापूर्वं अनन्तरं भवान् प्रेषयितवान् अतः मम ट्रेन्या ट्रेन् जातं रेल्यानं गतं अहं किं करोमि इदानीं कृपया चिन्तयतु मम कोऽपि रीफ़ण्ड् न प्राप्त प्राप्तुं शक्य शक्नोमि अतः अहमपि धनं न यच्छामि